जि मम प्रदेशे सर्वकारीयपक्षः यः अस्ति तद् काङ्ग्रेस् एव अस्ति काङ्ग्रेस् सर्वं सर्वकारपक्षः अस्ति तत्र सर्वकारीयव्यवस्था या अस्ति दुष्टा निर् तत् नास्ति सुष्ठु नास्ति श्लाघनीया नास्ति उत्तमव्यवस्था अतः तत् न सम्यक्तया ध्यायते अतः प्रतिनिधिः अस्ति सुखरां सुखविन्दर् सिङ्ग् सुक् इति नाम्ना कश्चन अस्ति तेन तत्सर्वं ह्रासकृतमस्ति हिमाचलप्रदेशस्य कार्याणां विषये किं वदामि सः वदति इदानीं वृत्तिं निष्कासयामि अत्र तत्सर्वं बहु किमपि किन्तु न दृश्यते वर्त्मनि किमपि अतः अस्माभिः तत्र बहु किमपि बहु कः अपि आक्रोशः उत्पद्यते उत्पादितमासीत् तदपि न किमपि न अभवत् किमपि अतः किं कर्तुं शक्नुमः तस्मिन् विषये एतद् विषये यदी पश्यामश्चेत् तर्हि बहु निकृष्टः धूर्तः मूर्खः इति सः राज्यं राजनीतिज्ञः वर्तते जानाति सः कथं राज्यं करणीयम् इति अस्मिन् विषये राजनीतिविषये सः बहु कृपणः जि दृश्यते अतः अस्माभिः कोऽपि आक्रोशं जनयति तत्र अस्माभिः आक्रोशः जनितः आसीत् इदानीं किं क्रियमाणम् अस्य गृहे तदपि अस्मिन् विषये अपि वयं पश्यन्तः स्मः अग्रे पश्यामः यदि भवति चेत् सुखविन्दर् सुखुम् इति सर्कारः ये प्रायः अग्रे नागच्छति इति अस्माकं मनसि